मम प्रदेशे प्रमुखा परम्परा भवति इति कथनेन प्रति बृहस्पतिवासरे लक्ष्मीपूजनं सम्यक् रूपेण नार्यः कुर्वन्ति तस्मिन् दिवसे नार्यः अपि ओदनभक्षणं न कुर्वन्ति पादरक्षा कदापि गृहे व्यवहारं न कुर्वन्ति स्नानं कृत्वा प्रथमं भक्तिपूर्वकं पूजनं कृत्वा ततः परं भोजनं कुर्वन्ति भगवतः उदयस्य यत् प्रत्यर्पणं कुर्वन्ति तत् सेवनं कुर्वन्ति अशौचम् अवस्थायां कदापि पूजनम् अध्ययनमपि न कुर्वन्ति